एप्रिल् मासस्य पञ्चमः दिनाङ्कः दशाधिकद्विसहस्रं वर्षं मार्च् मासस्य तृतीयदिनाङ्कः दशाधिकद्विसहस्रं वर्षं फ़ेब्वरी मासस्य पञ्चमदिनाङ्कः दशाधिकद्विसहस्रं वर्षं जून् मासस्य नवमदिनाङ्कः दशाधिक द्विसहस्रं वर्षं डिसेम्बर् मासस्य दशमदिनाङ्कः दशाधिकद्विसहस्रं वर्षं